सर्वदा क्रीडाः क्रीडनीयाः न तु एकत्र उपविश्य वयं पश्यामः चेत् नागच्छति किमपि तर्हि क्रीडाः इत्युक्ते क्रीडितुम् एव सन्ति तर्हि क्रीडने किं भवति इत्युक्ते यदा वयम् आनन्दं प्राप्नुमः आत्मसात् कुर्मः तत्र अनेन आनन्दः यदा आगच्छति कदाचित् अस्मासु विद्यमान उद्विघ्नता गच्छति किमर्थम् उद्विघ्नता गच्छति वयं यदा एका समस्या आगच्छति चेत् वयं सा तां समस्यां स्वीकृत्य वयं बहुवारं चिन्तयित्वा चिन्तयित्वा चिन्तयित्वा किं भवतीत्युक्ते चिन्तनेन एव प्रेज़र् अधिकः भवति यदा प्रेज़र् अधिकः भवति अटोमिटिकलि उद्विघ्नता आगच्छति तर्हि उद्विघ्नतायाः निवारणं कथम् इत्युक्ते क्रीडा क्रीडा एकम् एकं माध्यमम् इति वयं चिन्तयामः किमर्थम् इत्युक्ते क्रीडायां जनाः कथञ्चितपि अहं न क्रीडामि इति न भवन्ति यदा कन्दुकम् अस्माकं सविधे आगच्छति चेत् वयं किं कुर्मः कथञ्चिदपि ताडयितुं वयं प्रयत्नं कुर्मः तर्हि तद् कथनं नाम अन्यद् भवति क्रीडनम् अन्यद् भवत्येव यदा वयं कन्दुकक्रीडायां वयं यदा कन्दुकं ताडयामः ताडयामः ताडयामः यथा इतः पूर्वम् उद्विघ्नतायाः या शृङ्खला वर्तते तद्वत् एव आनन्दस्यापि सा एव शृङ्खला भवति इदानीं पश्यन्तु यदा वयं कन्दुकं ताडयामः तस्मिन् समये किं भवति वयं किं वयं कः इति स्मरणमेव नागच्छति वयं विस्मरामः पुनः इतोपि अग्रे गच्छामः चेत् कन्दुकसन्दर्भे नाम मम पुरतः कति सन्ति कीदृशाः जनाः सन्ति न भवत्येव वयं गणनामेव न कुर्मः अस्माकं लक्ष्यं भवति कन्दुकक्रीडनं तर्हि तस्य उपरि एव लक्ष्यं नाम तस्य उपरि एव भवति अस्माकं दृष्टिः तर्हि किं भवति इत्युक्ते आटोमिटिकलि वयं कन्दुक्रीडायां वा भवतु कापि क्रीडा वा भवतु किं भवति इत्युक्ते अन्ततो गत्वा आनन्दप्राप्तिः भवति अनेन यदा आनन्दप्राप्तिः भवति उद्विघ्नता गच्छति यथा एकस्मिन् प्रकोष्टे सर्वदा अन्धकारः अस्ति अन्धकारः अस्ति इति वयं कथयामः किन्तु एकं दीपं ज्वालयामः चेत् अटोमिटिकलि तावत्पर्यन्तं विद्यमान अन्धकारमपि नश्यति